मम कार्यम् संस्कृतप्रचारः तदर्थ जीवने अधिककालं यावद् स् यात्रायामेव गताः सप्ताहे दिनद्वयम् यात्रा भवति एव यात्रायां यावद् अस्माकं ज्ञानप्राप्तिः अस्ति तद् अन्य कुत्रापि प्राप्तुं न शक्यते इति मम विश्वासः वयं समाजं प्रति गच्छामः विभिन्नमुखान् वयं पश्यामः ततः बहु पाठाः वयं पठामः भिन्न भिन्न स्थलं प्रति गच्छामः तत्रत्य जीवनशैलिं पच् पश्यामः भिन्न भिन्न संस्थाः ब् पश्यामः एवं विभिन्नाः विषयाः वयं अवगन्तुं शक्नुमः यदा चत्वारिंशद्वयः पूर्वं बस्यानेन यात्रा इति स्वभावः चत्वारिंशद् वयः अनन्तरं रैल्यानेन यावत् पूर्वम् एव रिसर्वेशन् कृत्वा यात्रा करणस्य स्वभावः एवं परिवर्तनं जायमानमस्ति